अत्र मम ग्रामे बहवः व्यापाराः सन्ति वाणिज्यव्यापारः वर्तते तत्र वाणिजव्यापारे तण्डुलं धान्यं तैलं इत्यादि भोक्तुम् ये ये पदार्थाः अपेक्षिताः ते तस्मिन् आपणे लभ्यन्ते अग्रे आभरणव्यापारः तत्र स्वर्णं रजतम् इदं द्वयम् एव लभ्यते अपि च इदानीं स्वर्णस्य मौल्यम् अधिकं जातम् अस्ति रजतस्यापि अधिकं वर्तते अग्रे कृषि उपकरणानि ये सन्ति ते तस्मिन् आपणे लभ्यन्ते खननार्थम् इत्यादिकं कृषि कार्ये मुख्यतया ये ये विशेषः विशेषः पदार्थाः अपेक्षिताः ते सर्वं तत्र लभ्यन्ते अपि च औषधकेन्द्रम् एकमस्ति तत्र ज्वरार्थं शिरोवेन्दन

रोगार्थं तत्र प्रथमतया अथवा कनिष्ठम् इति वयं यद्वदामः तदर्थम् औषधं तत्र लभ्यते अपि च एकं लघु वैद्यापणमस्ति अपि अस्ति एकः वैद्यः अस्ति प्रथमचिकित्सां सः सम्यक् एव करोति अग्रे फलस्य आपणमस्ति तत्र विविधरूपेण फलानि लभ्यन्ते बहुविधप्रकाराः सन्ति फलं लभ्यते अनन्तरं शाखा आपणं भोक्तुं भोजनार्थं यत् शाखा या शाखापदार्थाः अपेक्षिताः ते सर्वं तत्र लभ्यन्ते